मम क्षेत्रे स्वायत्तवित्तकोषाः सन्ति एकं अस्ति दीपा क्रेडित् को आपरेटीव् सोसैटी ऋणस्य अभिरक्ष अभिरक्षायाः किमपि डोकुमेण्ट्स् पृच्छन्ति गृहस्य डोकुमेण्ट्स् अथवा डेपासिट् डोकुमेण्ट्स् पृच्छन्ति एव अहं सर्वकारीय वित् सर्वकारीयवित्तकोशान् एव चुनोमि